अस्माकं सौभाग्यं समर्धं प्राकृतिकसम्पन्मूलानि अस्माकं प्रदेशे सन्ति इति तेषां पालनपुरस्सरं व्यापारादिकं कर्तुं शक्यते एव तेषां रक्षणम् अस्माकम् आद्यं कर्तव्यं भवति तेन विना किमपि कर्तुं न शक्यते जीवितुमेव न शक्यते उदाहरणार्थं जलसम्पन्मूलमस्ति वायुसम्पन्मूलं क्षेत्रसम्पन्मूलं वृक्षसम्पन्मूलम् इत्यादिरूपेण यदि जलमेव नास्ति समीचीनवायुः नास्ति तर्हि कथं जीवितुं शक्यते अतः आदौ तेषां पालनं रक्षणम् अस्माभिः कर्तव्यं तदविरोधेन व्यापारादिकं बिज्न अर्थात् बिज्नस् कर्तुं शक्यते एवमेव यदि व्यापारादिकं क्रियते जलसम्पन्मूलस्य नाशनं क्रियते इति तु सम्यक् न तेन च अग्रे जीवितुमेव न शक्यते भूमौ इति परिस्थितिः स्यात् तस्मात् अस्माभिः तेषां रक्षणपुरस्सरं तेषाम् उपयोगः यदि क्रियते तर्हि मनुष्यः साधनाशिखरे गच्छति अर्थात् सः जीवने साफल्यं प्राप्नोति नास्ति तर्हि अधः पतनमेव तस्मात् प्राकृतिकसौलभ्यं सम्पन्मूलानाम् उपयोगः व्यापारेषु तत् प्राकृतिकसम्पन्मूलम् अविरोधेन अर्थात् पलूषन् इत्यादिकम् अकृत्वा अविरोधेन अस्माभिः उपयोगं कर्तुं शक्यते इति मम आशयः